उद्योगम् अतिरिच्य मह्यं भ्रमणम् अतीव रोचते तत्र भोजनम् अपि अभीष्टं स्व हस्तेन एव भोजननिर्माणविधिं विज्ञाय नूत भोजनस्य निर्माणं तस्य भोजनम् अर्रे एवं अन्ये ये आगच्छन्ति तेभ्यः अपि मित्राणाङ्कृते अपि तस्य परिवेशनं भोजनस्य एतत् मह्यं अत्यन्तं रोचते